मम प्रान्तस्य परिसरस्य विषये यदि वदामि चेत् अत्र सङ्गसंस्थाः बहवः सन्ति परन्तु तेषां कार्यवैखरीं दृष्ट्वा एकवारं वदामश्चेत् किमपि न वक्तु वक्तुं किमपि नास्ति तत्र जनाः जीवन जीवनार्थं बहुकष्टम् अनुभवन्ति परन्तु एतादृशाः जनानां कष्टानां निवारणं कर्तुं कोपि प्रयत्नं न कुर्वन्ति इति अहं मन्ये धनात्मकपरिणामान् एव जनसमूहे ते आनयन्ति इति वक्तुं न शक्यते वृद्धाश्रमोस्ति बालकेन्द्राणि सन्ति श शिक्षा शालालय शाला शालास्सन्ति परन्तु प्रायः सर्वे धनमेव इच्छन्ति स्वधनम् एव इच्छा स्वधनसङ्ग्रहणमेव तेषाम् इच्छा इति तेषां कार्यं दृष्ट्वा अस्माभिः किं वक्तुं शक्यते